कानि आसनानि नम्यतायाः कृते अनुकूलानि भवन्ति इति चेत् तिर्यक्ताडासना पादहस्तासना वीरभद्रासना जानुशीर्षासना पश्चिमोत्तनासना अर्धमत्स्येन्द्रासना उष्ट्रासना धनुरासना हलासना सेतुबन्धासना चक्रासना इत्यादि एवमेव बलस्य वर्धने अनुकूलानि आसनानि एते एतानि भवन्ति फलकासना वीरभद्रासना सेतुबन्धसर्वाङ्गासना उत्कटासना इत्यादयः प्राणायामं क्रियते चेत् अपि बलस्य वर्धनं दृश्यते एवमेव प्रतिदिनम् अवश्यमपि सूर्यनमस्कारः करणीयः एव एवम् एतत् सर्वं यथा योगशास्त्रे उक्तं तादृशस्थलेषु क्रियते चेदेव अधिकः फलं लभ्यते एवम् एतानि आसनानि नम्यतायाः कृते बलस्य च वर्धने अनुकूलानि भवन्ति